पशुत्याज्यं सर्वे कृषकाः सकृत् रूपेण स्वस्य कृषिप्रदेशे स्थापयति एतत् सम्यक् रूपेण फलवत्ता वर्तते विशेष आविष्कारतया आविष्काररूपेण गोत्याज्य गोमयेन विशेष औषधपदार्थं इदानीन्तनकाले आविष्कृतं अर्बुदरोगं केन्सर् इत्यादि कठिनरोगे गोमयस्य गोमूत्रस्य योगदानं निवारणद्वारा योगदानं विशेषरीत्या वर्तते यदि कृषिक्षेत्रे गोमयं गोमूत्रं स्थापयति चेत् तदा तत्र भूमिम् अत्यन्तफलवत्ता एव भवति